मम व्यक्तित्वे संस्कृतौ च संस्कृतस्य प्रभावः बहु उत्तमं भवति इत्युक्ते मम मानसिक स्वभावस्य रूपीकरणस्य अपि संस्कृतस्य अधिक प्रयोजनः भवति इत्युक्ते व्यक्तित्वविकासरूपीकरणे संस्कृतस्य प्रभावः म अधिकानुकूलः इति स्वभावम् इत्युक्ते संस्कृतिः अपि अस्ति इति अहं चिन्तयामि संस् स्वभावरूपीकरणे संस्कृतभाषायाः किञ्चित् अधिकतया मम स्वाधीनं प्राप्तमस्ति संस्कृतभाषायाः स्वाधीनस्य उपयोगः मानसिक इति लेवल् अधिकं वर्धयितुम् मम जीवने च भवति इत्युक्ते व्यक्तित्व विकासरूपीकरणस्य

पठनार्थं स्वभावरूपीकरणम् अथवा सांस्कृतिक स्वजीवने सांस्कृतिक अनुभवं बहु उत्तमं भवति इति अहं चिन्तयामि अतः संस्कृतस्य प्रयोजनं संस्कृतपठनस्य प्रयोजनं सांस्कृतिकजीवने सम्यक् भवति